पुरा कवीनां गणनाप्रसङ्गे कनिष्ठिकाधिष्टितकालिदासः अद्यापि तत्तुल्यकवेरभावात् अनामिका सार्थवती बभूव कविकुलशिरोमणिः महाकविः कालिदासः संस्कृतभाषायाः श्रेष्ठः कविः आसीत् सः नाट्यकारः महाकाव्यप्रणेता गीतिकाव्यकर्ता च आसीत् तस्य प्रमुखाः ग्रन्थाः सन्ति त्रीणि नाटकानि महाकाव्यद्वयं गीतिकाव्यद्वयं च त्रीणि नाटकानि मालविकाग्निमित्रं विक्रमोर्वशीयं अभिज्ञानशाकुन्तलं च महाकाव्यद्वयं रघुवंशमहाकाव्यं कुमारसम्भवमहाकाव्यं च गीतिकाव्यद्वयं भवति भवन्ति मेघदूतं ऋतुसंहारं च तस्य काव्येषु उपमा अलङ्कारस्य प्रयोगः अधिकतया दृश्यते अतः कथ्यते उपमा कालिदासस्य इति कालिदासस्य लोकप्रियतायाः कारणं तस्य प्रसादगुणयुक्तललितशैली अस्ति चरित्रचित्रणे कालिदासः अतीव पटुः अस्ति कालिदासस्य महाराजबिक् महाराजविक्रमादित्यस्य सभाकविः आसीत् अनुमीयते यत् तस्य जन्मभूमिः उज्जयिनि आसीत् मेघदूते उज्जयिन्याः भव्यवर्णनं विद्यते कालिदासस्य कृतिषु कृत्रिमतायाः अभावः अस्ति कालिदासस्य साहित्ये काव्यसौन्दर्यं रसनिरूपणं च सर्वत्र दृश्यते तस्य सूक्तयः सुधासिक्ताः चेतोहराः सन्ति कालिदासस्य उपमाप्रयोगः अपूर्वः अतः कालिदासस्य विषये उच्यते पुष्पेषु जातिः नगरेषु काञ्ची नारीषु रम्भा पुरुषेषु विष्णुः नदीषु गङ्गा नृपतीषु रामः काव्येषु माघः कविकालिदासः इति